मम पाकशालायां विद्युत् उपकरणानि इत्युक्ते मिश्रकं इत्युक्ते मिक्सि अन्यत् रैस् कुक्कर् विद्युत् अन्नपचनयन्त्रम् स्तः अस्मिन् समये तु बहूनि उपकरणानि सन्ति मत्सकाशे तु केवलं मिश्रकम् एतत् अस्ति पूर्वकाले तु एतादृशाणि उपकरणानि नासन् पूर्वकाले तु पाषाणमिश्रकम् आसीत् तेनैव सर्वे यत्किमपि चट्नि वा किमपि अपा चूर्णं वा करणीयं चेत् पाषाणमिश्रकेनैव हस्तेन कुर्वन्ति स्म तदा व्यायामः इत्यादिकमपि भवति स्म परम् अद्यत्वे परिवर्तिनी संसारे एतादृशाणि उपकरणानि समागतानि मम अनुभवः तु एतदेव आरोग्यम् आवश्यकं चेत् प्राचीनम् उपकरणानि प्रयोक्तव्यम् आधुनिकं यन्त्रेण शीघ्रं कार्यं करणीयं चेत् मिश्रकं मिक्सि रैस् कुक्कर् विद्युत् अन्नपचनयन्त्रम् इत्यादिकं प्रयोक्तव्यम्